शाकान् पालयितुं काठिन्यं भवति किमर्थम् इत्युक्ते अनपेक्षवृष्ट्या सर्वाः पादपाः नश्यन्ति अहं शा आलोकं पटोलं गृञ्जनकं पालक् इत्यादि शाकानि वर्धयामि अनेप अनपेक्षितवृष्ट्या जलाधिकेन ते नश्यन्ति पुष्पपादपेषु पाटलं जपाकुसुमं जाजि चम्पकादिषु मम गृहे ते सन्ति अत्या अधिकजलेन ते नश्यन्ति अपि ग्रीष्मकाले ताः सम्यक् पुष्पयन्ति किन्तु सर्वदा द्रष्टव्यं कीटाः तत्र वसति वा वसन्ति इति वा न वा इति वर्षाकाले तु बहुकीटाः आगच्छन्ति तदा निवारणार्थम् सर्वदा निम्बकतैलं द्वित्रिवादं वारं तु तत्र स्थापनीयमेव